अहं फ़्लिप्कार्ड् द्वारा एकं ट्राली बेग् कृतवान् आसम् तत् बहुसम्यक् अस्ति तत् दृढमस्ति तेन सम्यक् न मूषकद्वारा तस्य तद् नाशितुं न सम् न शीघ्रं शक्यते पुनश्च जलादिकम् अपि तत् तस्य अन्ते शीघ्रं न गच्छति एतेन वस्तूनि सम्यक् भवन्ति पुनः तस्य चक्रमस्ति लघुचक्रं तत् षष्टि अधिक त्रिशतम् अंशेन भ्रमति येन वस्तूनि एकस्थानात् द्वितीय स्थाने सम्यक् तया नेतु आनेतुं वा शक्यन्ते पुनः वस्तूनि एवञ्च तत् तस्य अन्ते अवकाशोऽपि पर्याप्तम् अस्ति येन बहूनि वस्तूनि तत्र स्थापयितुं शक्यन्ते किञ्च तत् नाम बृहत् कर्तुं लघुकर्तुम् अपि तस्य तत्र व्यवस्था दीयते येन यदि वस्तूनि नूनम् अपि चेत् तत्र क्लेशो नास्ति यदि बहु अस्ति चेत् तत् तत्रापि क्लेशो न भवति अतः तत्रापि बहु सम्यक् अस्ति पुनः तत्र सर्वत्र नाम यत्र यत्र तत्र अवकाशः अस्ति सर्वत्र बेल्ट् दत्तं अस्ति तेन वस्तून्यपि पुनः इतस्ततः न भवन्ति तेन तदपि सुरक्षितानि भवन्ति इति पुनः पञ् पञ्च वर्षं कृते तत्र वारण्टी दीयते येन शीघ्रं यदि तत्र क्व क्वचित् यदि क्लेशो भवति चेत् सम्यक् नाम विना मूल्यं दत्वा तत्र सम्यक् कारयितुं शक् शक्यते हा वारेण्टी दीयते तत्र सर्विस् से सेण्टर् ए एव नास्ति सेवाकेन्द्रम् एव नास्ति तर्हि तेन को लाभः इति इत्यपि नास्ति नाम केवलं भारते एव न भवन्तः यदि विशे विदेशेषु गन्त गच्छन्ति तत्र् पाकिस्तान् तु नैव गन्तव्यम् अस्ति यदि को का अपि गन्तव्यं चेत् तत्र सर्विस् सेण्टर् अस्ति अतः तत् तत्रापि क्लेशः नास्ति पुनः अन्ततः एवमेव वक्तुं शक्यन्ते भवन्तः अपि तत् क्रेतुं शक्नुवन्ति अस्य फ़्लिप्कार्ड् इत्यस्य अपि शुभकामनाः धन्यवादाः भवते अपि धन्यवादाः एवं भवन्तः अपि क्रेतुं शक्नुवन्ति